हेलो नमस्ते सर् सर् सर् अहं तेश्चन्दः अस्मि अहं जु जिम् जोइन् कर्तुम् इच्छामि सर् ओ सर् अहं किं वदामि महान् महान् दुःखमस्ति सर् अतः अहं तदानीम् आगन्तुं न शक्नोमि स्म अतः न आगतवान् तदानीम् इदानीं मम शरीरं यत् अस्ति बहु बृहत् जातम् अस्ति सर् इदानीम् इदानीं बहु दुःखम् न सर् न अहं पुनः न क्रेष्यामि सर् तदानीं तु मम एकं महत् महत् कारणम् आसीत् अतः अहं तदानीं क्रीतवान् तदानीम् अहं किमपि कर्तुं न शक्नोमि स्म परन्तु इदानीम् अहं सं अहम् अहं वदामि सर् अहं वदामि सत्यं वदामि सर् तदानीं मम यत् एकम् सम्बन्धिरासीत् एकः तदानीं सः म्रितः तदानीम् अहं तस्य पार्श्वे गतवान् तस्य तस्मिन् गृहे तस्य गृहे एव सर्वं क्रितवान् अतः त्यक्तवान् सर् हा सर् या या अतः अतः अहं पोन् कृतवान् सर् भवतः कृते तदानीमेव कोल् कृतवान् जानामि सर् आ आ सर् सर् हा सर् अहं सर्वं जानामि सर् अहम् एतदपि जानामि सर् भवान् महान् अस्ति सर् महान् बोडि बिल्डर् अपि अस्ति सर् शिक्षकः अस्ति सर् कथं जिम् करणीयम् इति भो भा भवतः एव ज्ञातं म् अहम् अतः भवतः कृपा अस्ति सर्

हा यदि भवतः यदि भवतः सम्यक्तया शिक्ष्यते जिम् क कर्तुम् अहं सम्यक्तया करोमि स तदानीं सम्यक्तया करिष्यामि

महो तदानीं महोदय मम अपि एकः प्रश्नः अस्ति महोदय ब तत्र भवतः जिम्मध्ये बहवः जनाः सन्ति तत्र कार्यं क्रियमाणः सन्ति परन्तु आम् परन्तु तत्र किं भ भवतः तत्र ज्ञानं किं ज्ञानम् एव न दीयते अस्माकं अस्माकम् उपरि अहं अपि तत्र आसं तदानीं भवतः तत्र अस्माकम् उपरि अवधानम् एव न आसीत् महोदय महोदय महोदय भवान् एकः एव अस्ति बहवः न सन्ति भवान् भगवान् तु भगवान् नास्ति अतः भवान् तु तत्र सर्वत्र भ्रमति हा हा धन्यवादः